आम् एकदा मया सहकारिणा सह विद्यालयस्य कार्यं कर्तव्यम् आसीत् तदा वयं कार्यविषये न सहमताः तदा अहं शान्ततया मम मतं व्याख्यातवती यत् विवादस्य कोऽपि अर्थः नास्ति इति तदा मम सहकर्मी अपि मम वचनं सम्यक् इति अनुभूतवती अतः सा मया सह विद्यालयस्य कार्यं समाप्तुं सन्तिषेन सहकार्यं कृतवती